मम अत्यन्तम् इष्यमाणानि गीतानि भवन्ति बहूनि सन्ति परन्तु तत्र पञ्जाबीगीतानि अथवा संस्कृतगीतानि भवन्ति कानिचन हिन्दीगीतानि अपि भवन्ति तत्र अहम् आन्लैन् तः डौन्लोड् कृत्वा शृणोमि ते गीतानि अन्यच्च जियोसेवन् मध्ये अपि बहूनि गीतानि भवन्ति अथवा मम दूरवाण्यामेव प्लेलिस्ट् अस्ति ततः अपि शृणोमि जियो सेवन् मध्ये बहूनि गीतानि भवन्ति तत्र केवलं पञ्जाबीगीतान्येव न अपि तु हिन्दीगीतान्यपि भवन्ति संस्कृते तु बहुशोभनानि गीतानि भवन्ति ततः केवलं शृणोमि केवलं स्पेसिफिक् एत एते एव गीतानि शृणोमि इति न सर्वं शृणोमि अहम्